हरिः ओं हरिः ओं नमस्ते महोदय अन्तर्जाले भवताम् अड्वर्टैज़्मेण्ट् मया दृष्टमस्ति आन्लैन् योगकक्षाः भवन्ति इति मया दृष्टम् तस्मात् तत्र आमां सत्यं ततः एव संख्या प्राप्ता इदानीं भाषितुं शक्नोमि वा निमेषद्वयम् आमां तत्र मया प्राधान्यतः प्राधान्यतया अंशत्रयं पृष्टव्यमस्ति योगकक्ष्यायां किं किं पाठ्यते अनन्तरं समयावधिः कथं भवति अनन्तरं मौल्यं कियत् दातव्यं भवति इत्यादिविचाराः मया प्राधान्यतया ज्ञातव्याः सन्ति भवन्तः किञ्चित् वदन्ति चेत् आनुकूल्यं भवति हा सूर्य सूर्यनमस्कारं जानामि अर्थात् तत्तु तत्तु दूरदर्शने अथवा दृश्यमाध्यमेषु अथवा यूट्यूब् मध्ये सर्वं कुर्वन्ति खलु तत् दृष्ट्वा दृष्ट्वा मया सूर्यनमस्कारः अभ्यस्तः अस्ति परन्तु यौगिक अथवा योगशास्त्रानुरोधेन मया नैव अधीतमस्ति हा नैव नैव कुत्रापि नैव हा नैव तथा तथा नैव तथा नैव कृतमस्ति मया

किञ्चित् आलस्यमधिकमस्ति मम अतः योगाध्ययनं करोमि चेत् आलस्यं निवार्य अध्ययनेषु मनो निधाय अग्रे स्वात्मानम् अनुवर्तयितुं शक्नोमि इति मम चिन्तनमस्ति आमां सत्यम् मम वयः अस्ति पञ्चविंशतिः आम् आम् आम् अस्तु

अहम् अहं छात्रः अस्मि अध्ययनं करोमि आमां प्रातः दशवादनतः पञ्चवादनपर्यन्तं मम कक्ष्याः भवन्ति आमां सत्यम् आम् अस्तु आम् आम् आं हा आं सत्यम् आम् आम् आम् अहम् अत्रैव निकटे एव वसामि क्लेशः नास्ति अहम् आगन्तुं शक्नोमि आम् आं पद्भ्यामागन्तुं शक्नोमि क्लेशः नास्ति

अस्तु आम् अस्तु महोदय आम् अस्तु धन्यवादः